आम् अस्माकं राज्ये बहवः महापुरुषाणां कथाः सन्ति एतानि महापुरुषाणि समाजस्य प्रति बहु योगदानं समर्पिताः अस्माकं राजस्य कुवेम्पु महोदयः इति कविः महान् प्रसिद्धः अस्ति सः साहित्ययोगदानं समर्पितः मैसूरुसंस्थानस्य बहवः महाराजाः राज्यस्य अभिवृद्ध्यर्थं बहुकार्यं कृतवान् कृतवन्तः सर् विश्वेश्वरैय्या अपि अतीतकाले महान् तन्त्रज्ञः अस्ति स्म सः अपि प्रसिद्धः कृष्णराजसागरसेतुं निर्मितं कृतवान् मैसूरुनगरे महति इतिहास संस्कृतिः च सन्ति कला सङ्गीतं नृत्यं च बहु प्रचलितम् अस्ति